उत्तरभारतं तथा दक्षिणभारतञ्च सांस्कृतिकरूपेण भिद्यते यथा उदाहरणार्थं भाषा इति उत्तरभारते तु सामान्यतः सर्वे अपि हिन्दीभाषां सम्भाषयन्ति यद्यपि राज राज्यभेदेन भाषाभेदः भवति तथापि हिन्दीभाषा तु सर्वत्र वर्तते एव दक्षिणभारते तु राज्यभेदेन भाषा अपि भिद्यते यथा कर्नाटकराज्ये कन्नडभाषायामेव सर्वेपि व्यवहरन्ति एवं केरळराज्ये मलायळभाषया एव सर्वे अपि व्यवहरन्ति एवम् यत् यस्य राज्यस्य या भाषा भवति तस्यामेव भाषायां तत्रतनीयाः व्यवहरन्ति ते यदि अन्यराज्यं गच्छन्ति तत्रापि तेषां भाषायामेव व्यवहारं कुर्वन्ति एवम् आहारे अपि भेदः वर्तते यथा उत्तरभारते ये भव ये निवसन्ति ते तु रोटिकां चपाति तादृशम् आहारं स्वीकुर्वन्ति दक्षिणभारते तावत् अन्नं रोटिका पुनः चपाति मुद्दे इति एतादृशम् खादन्ति अतः आहारे अपि महान् भेदः वर्तते एवम् अत्रतनीयाः सामान्यतः तक्रादिकं क्षीरादिकस्य उपयोगं कुर्वन्ति मधुरं किञ्चित् न्यूनं भवति परन्तु उत्तरभारते मधुरस्य उपयोगः अधिकः इति दृश्यते एवं वस्त्रे अपि भेदः वर्तते दक्षिणभारते तु शाटिका तादृशी वस्त्राणि अधिकतया उपयोगः भवति उत्तरभारते चूडिदार् तादृशवस्त्राणि उपयोगं कुर्वन्ति महिलाः पुरुषाः अपि उत्तरभारते ऊरुकादिकम् अधिकतया धरन्ति परन्तु दक्षिणभारते पञ्चे इति यद्वर्तते तद्धरन्ति एवं वस्त्रे अपि महान् भेदः वर्तते वस्त्रं दृष्ट्वा एव तेषां व्यवहारं दृष्ट्वा एव ये एते कुत्रतनीयाः इति ज्ञानमस्माकं भवति तथा भेदः दृश्यते एवम् उत्तरभारते भूगुणः तावत् क्वचित् कप्पुमण्णु कृष्णवर्णस्य मृत्तिका भवति पुनः दक्षिणभारते तु रक्तवर्णस्य मृत्तिका भवति तत्तु पादे मिलति एवम् अत्र अस्मिन् भूप्रदेशे तावत् अस्माभिः भत्त गोधि तादृशं तादृशस्य वर्धनं क्रियते एवम् उत्तरभारते तावत् तत्र वर्धनस्य तत्र अन्ये एव सस्यानि वर्धन्ते अतः भूगुणमाश्रित्य वर्धनमपि भेदः सस्यानां वर्धनमपि भेदेन भवति एवं शिक्षणं तावत् आभारते सामान्यतः एकमेव भवति नाम विषयाः एक समानाः एव भवन्ति तत्र सिलेबस् भेदः स्यात् तावदेव पुनः वायुगुणे अपि भेदः भवति यथा उत्तरं गच्छामः तथा तत्र शैत्यम् अधिकं भवति परन्तु दक्षिणभारते तु शैत्यम् अधिकं नास्ति यतः दक्षिणभारते सर्वेपि समुद्रस्य पार्श्वे भवामः समुद्रतीरं वर्तते इति कृत्वा अत्र घर् घर्मः अधिकः भवति उत्तरभारते तु शैत्यम् अधिकं भवति इत्येतावत्